भारते वास्त्रुशास्त्रं शिल्पशास्त्रम् इति भेदः यथार्थतया वर्तते आं सत्यमस्ति भारते वास्तुशास्त्रं नाम गृहनिर्माणविषये यत्किमपि तत्र सूचनाः भवन्ति ताः सूचनाः वयं गृहनिर्माणसमये कुर्मः किन्तु शिल्पशास्त्रं यत् शास्त्रम् अस्ति तत्र वयं मूर्तिकला एषा कला तत्र भवन्ति मूर्तिकला मूर्तिकलायाः अपि विविधाः प्रकाराः भवन्ति भारते वास्तुशास्त्रस्य महत्वम् अधिकमस्ति तत्र अस्माकं पाकशाला कथं भवति अथवा गृहस्य अतिथिकक्षाः कस्यां दिश्यां भवन्ति एतद्विषये महत्वपूर्णं विवेचनं तत्र कृतमस्ति